अतिथिभ्यः सत्कारं वा नाम यदि ते भारतात् बहिः निवसन्ति तर्हि अहं तेषां स्वागतं भारतीयपद्धत्याम् करोमि यत् औक्षवाणम् वयं कुर्मः खलु तत् कृत्वा तेषां सत्कारं करोमि एवम् अहं स्वयमेव पाकं पचामि मह्यं बहु रोचते रेडिमेट् किमपि न स्वीकरोमि अहम् एवम् यदि ग्रीष्मकालः अस्ति तर्हि किमपि शीतपेयं दत्वा तेषां स्वागतं करोमि यदि शीत ऋतुः अस्ति तर्हि उष्णपेयं ददामि अहम् एवम् वयोनुसारम् अधुना अधुना तु आधुनिककालः अस्ति खलु सर्वेषां रुचिः भिन्नाः भिन्नाः सन्ति अतः अतिथीनाम् आयुः

तद् ज्ञात्वा अहं तदनुसारं पाकं करोमि एवम् किं ते पलाण्डुं वा लशुनम् इच्छन्ति स्वीकुर्वन्ति वा न वा अहं पूर्वं पृच्छामि कटुः चलति वा न चलति एतदपि अपि अहं पृच्छामि एवमेव पाकं पचामि अहम्